अस्तु नमस्कारः अहं प्रवासं भारतदेशमेव कर्तुम् इच्छामि तत्र काशीपुण्यक्षेत्रं गन्तुम् इच्छामि अहं तत्र काशी विश्वनाथमन्दिरे मन्दिरे वासं कर्तुम् इच्छामि तत्रैव गत्वा मम अहं समयं यापयितुम् इच्छामि तत्र गङ्गानदी अपि प्रवहति तत्र अहं पूर्वमपि एकवारं गतवानासम् आसं काशीविश्वनाथमन्दिरं दृष्ट्वा बहु आनन्दं प्राप्तवान् इदानीं बहवः जनाः काशीविश्वनाथ अनुग्रहेण एव जा जाताः इति अहं श्रुतवान् स् श्रुतवानासं भारते वेदाः अपि वेदाः इत्युक्ते संस्कृतकार्यक्रमाः पुण्यक्षेत्रं चेत् काशीविश्व काशीक्षेत्रमेव तत्र अहं तत्रैव वासं कर्तुम् इच्छामि एवं